नमस्ते भगिनि हा ह डैरि प्राडक्ट्स् डैरि उत्पन्नं सन्ति वा किं किं सन्ति वदतु भगिनि मधुराणि मधुराणि अपि अस्ति वा पाल्कोवा अपि अस्ति वा पाल्कोवा आम् आ एवम् आविन् उत्पन्नम् अस्ति वा नन्दिनी अपि अस्ति वा ओके अहं आम् क्षीरमानयनार्थम् सन्तोषं भगिनि आं नवनीतम् अहं आं प् प्रेषयतु मम नवनीतं हा आदा किलो आदा किलो क्षीरं दश दश लीटर् दश हा म् ग् पाल्कोवा पा पा नीलवर्णानि अन्य व् र् नीलः नीलः नीलः नि नि नि नीलवर्णं सम् सम्यगेव नीलवर्णः पाल्कोवा पाल् पाल् पाल्कोवा अस्ति चेत् दो किलो द् द्वि किलो किलोद्वयं न हा हा घृतं अ आदा आ आदा अ आदा आदा लिटर् आदा किलो आदा किलो एककिलो अस्तु भगिनि प्रेषयतु म् म् म मधुराणि मैसूर् पाक् मैसूर्पाक् अस्ति वा भगिनि मैसूर्पाक् अस्ति वा आमस्ति वा आदा किलो अन्नन् हा

सम्यक् अम् मूल्यं मूल्यं वदतु हा अहं जि पे मे जिपे मध्ये अहं प्रेषयामि धनं प्रेषयामि मम जङ्गम जङ्ग जङ्गवा जङ्गमदूरवाणी सङ्ख्या एवमेव बहु उत्तमं भगिनि अत्युत्तमं धन्यवादः धन्यवादः